अन्यया भाषया संस्कृतभाषा प्रभावम् उत्पादयति सत्यमेव किमर्थम् इति चेत् भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा इत्यामनन्ति मनीषिणः इति वाक्येव अस्ति सर्वं विषयाणि एव संस्कृते एव विद् विद्यन्ते वर्तन्ते अद्यतनविषये यद् वदन्ति चरकः तस्मिन् काले एव अस्त्रं विना उपचारम् एतद् चिकित्साम् अकुर्वन् इति तदेव इदानीं लेज़र् आपरेशन् इत्युच्यते अतः संस्कृतं संस्कृतिः सर्वम् अस्ति वेदः वा खला खगोलशास्त्रं सङ्गीतकलाः सर्वविधाः सन्ति गणितं सर्वं यद् यद् अस्मिन् एतद् अद्यतने यद् यद् वयं उपयुञ्ज्मः तत्सर्वं तस्मिन्काले एव कृतमस्ति परन्तु संस्कृतभाषा उपयोगम् उपयोगं न कुर्वन्तः सन् स्मः इत्यतः एव तत्र किं किम् अस्ति इति ज्ञातुं न शक्नुमः तत्र बहुविधाः प्रयोगाः कृताः पृथिवी कथम् उत्पन्नं तत् सर्वं न्यायविषये अस्ति ज्योतिष्ये तु एतद् गृहादिकं ग्रहणम् एतद् सर्वं सैण्टिफ़िक् माध्यमेन विज्ञानमाध्यमेन कथं भवति इति ज्योतिष्ये प्रतिपादितम् अस्ति एतद् गणितशास्त्रं किं किम् अस्ति तत्सर्वं व्याकरणे अस्ति योगः योगः कस् कः प्रवर्तकः वर्तते योगस्य प्रवर्तकः वर्तते महर्षिः पतञ्जलिः पतञ्जलिना एव योगम् आरब्धं वर्तते परन्तु इदानीं सर्वे योगस्य कृते प्र प्रमु प्रामुख्यं दद्मः किमर्थम् इति चेत् तद् तावत् प्रमुखम् अस्ति इति इदानीं ज्ञातवन्तः एतत्सर्वं संस्कृतभाषायामेव अस्ति